रामायणम् इति भारतीयपरम्परायाम् आदिकव्यम् इत्येव उच्यते कारणं वाल्मीकिः म् रुष् ऋषिणा यद् रचितं तदेव प्रथमं काव्यम् आसीत् इत्युच्यते अतः तदेव आदिकाव्यम् इत्येव उच्यते तस्मिन् वयं पश्यामः यत् काव्यस्य सर्वलक्षणानि तत्र द्रष्टुं शक्नुमः कारणं तत् तत् परिपूर्णं काव्यम् इत्यपि वयं वक्तुं शक्यते रामायणम् इति स सर्वपरिपूर्णं काव्यमस्ति कारणं वाल्मीकि ऋषिणा तत्र भाषादृष्ट्या शास्त्रदृष्ट्या व्याकरणदृष्ट्या तत्र पूर्णतया सम्यक्तया तत् काव्यं रचितमस्ति अतः वयं वक्तुं शक्नुमः यत् अह रामायणं यद् आदिकाव्यमस्ति तदेव काव्यस्य सर्वलक्षणसम्पन्नकाव्यम् अस्ति इत्येव वयम् इत्यपि वयं वक्तुं शक्नुमः अतः अभ्यासः क् शिक्षणक्षेत्रे अभ्यासे तस्य अन्तर्भावः आवश्यकः अस्ति तेन अस्माकं संस्कृतं भारतीयपरम्परायाः संस्कृतस्य तथा च यत्किमपि वयं न् विद्यार्थी वयं पाठयामः न तदेव तत् काव्यम् अत्यन्तं महत्त्वपूर्णम् अस्ति इति वक्तुं शक्नुमः